हरि ओम् वदतु महोदय नमस्ते अस्तु

आम् सत्यम् वदामि इदानीं पश्यतु अहं तु गजान् सिंहान् अपि च

अपि च पक् पक् व्याघ्राः सन्ति तान् सर्वान् मयूराः अपि खगाः सन्ति बहूनि जन्तवः अत्र सन्ति आगत्वा पश्यतु जलसराः अपि सन्ति हा मीनाः सन्ति मकरातयाः सन्ति अत्र विभिन्नः मूषिकाः अपि सन्ति सर्व सर्पाः अपि सन्ति

सत्यम् आम् इदानीं पश्यतु सिंहेभ्यः पितव्याघ्रभ्यः वयं तु मांस आहारं दद्मः गजाः कृते एतत् हा पर्णानि तृणानि तत् शुष्कं भवितव्यम् अपि च तेभ्यः रागीबाल इति वयं तत् कृत्वा दद्मः फलानि अपि दद्मः सर्पान् कृते वयं तु अण्डान् दद्मः अपि ते स्वयमेव विश् ते स्वयमेव भुञ्जति अपि ये खगेभ्यः वयं तु न सत् धान्यानि तत् सर्वं दद्मः

आ सत्यम् वैद्य व्यवस्था तु अस्ति एव वयं यदा दूरवाणीं कुर्मः ते त्वरं तरेण ते आगच्छन्ति अपि च सम्यक् दृष्ट्वा परिशीलनं कृत्वा पशुन् ते रक्षणं कुर्वन्ति

आहारं तु न दातव्यम् एव एतत् अत्र निषिद्धम् अस्ति किन्तु केचित् जनः तेतनः परिपालयन्ति अतः वयं तेभ्यः कृते पनिष्मेन्ट इति पेनाल्टि इति तेभ्यः दद्मः अतः जागरुकताः ते भवन्ति अपि च कुत्रापि प्लास्टिक् बोटल् तत् सर्वं न तत् मलीनं करणीयम् एतत् तद् पुनः पुनः वयं तु न तेभ्यः एतत् वदामः एव अस्तु

धन्यवादः अपि स्वगतम्